आवर्षं पठनानन्तरं शाला सम्मेलनम् इति अन्यतमविषयः छात्राणां कृते तत्र भागः प्रायः सर्वैः एव ग्रुह् गृह्यते तद् कुर्यात् अतः विश् विशिष्टा व्यवस्थापि प्रत्येकं शालासु क्रियते एव तत्र छात्राणां गानस्पर्धाः नृत्यस्पर्धाः लेखनस्पर्धाः शुद्धलेखनस्पर्धाः इत्यादिकं भाव बहवः बहव्यः स्पर्धाः प्रचलन्ति एव अन्तिमदिने स् सम्मेलने तत्र नाटकस्यापि अवसरः सर्वा सर्वेषां कृते दीयते अध्यापकाः छात्रान् सम्बोधयन्ति उद्बोधयन्ति च स्ववचनैः छात्राणां कृते विशिष्टः उपक्रमः अध्यापकानां कृते विशिष्टः उद्बोन उब्दोधनार्थम् एव सम् समयः लभ्यते इति वक्तुं शक्यते